वस्त्रप्रक्षलनार्थं प्रथमं सर्वाणि वस्त्राणि स्वीकृत्य फेनकपुरस्सरं तानि द्रोण्यां स्थापनीयानि तत उत्तरं द्रोण्यां जलं स्थापनीयं स्थापिते जले वस्त्राणि सम्यक् निमज्य सामान्यतया एकघण्टा वा सार्ध एकघण्टा वा वस्त्राणि त्यक्तव्यानि त्यागोत्तरं वस्त्राणि एकं कूर्चं स्वीकृत्य समीचीनतया घर्षणीयानि घर्षणोत्तरं जले निमज्य तत्फेनकजलं तस्मात् निष्कास्य तानि वस्त्राणि निष्पीडयित्वा रज्जोः उपरि स्थापनीयानि यदि तावत् घर्मकालः वर्तते तर्हि सर्वाणि वस्त्राणि आतपे स्थापितानि क्लेशो नास्ति परन्तु यदि वृष्टिकालो वा शैत्यकालो वा भवति सामान्यतया वस्त्राणि न शुष्काणि भवन्ति इति कारणेन तानि वस्त्राणि गृहे एव रज्जोः उपरि स्थापनीयानि स्थापिते सति वस्त्राणां समीचीनतया शुष्कीकरणं भवति सद्यः जलस्य महती समस्या वर्तते इति कारणेन एकस्यामेव द्रोण्याम् अपेक्षितानि वस्त्राणि स्थाप्य तत्र युक्तप्रकारेण निमज्जनं कृत्वा न्यूनातिन्यूनजलस्य उपयोगः कर्तव्यः तेन जलस्य अपव्ययः न भवति प्रकृतेः रक्षणञ्च भवति एवं प्रकारेण यदि अस्माभिः वस्त्रप्रक्षालनं कृतं तर्हि वस्त्राणि सम्यक् भवन्ति